हरिः ओम् हरिः ओम् नमस्ते वदन्तु

एकवारं पश्यामि हा वर्तते संस्कृतस्य टीका अपि अपेक्षिता वा तत्र न हिन्दीटीका वा एवं वा इदमस्ति पश्यतु संस्कृतटीका अपि वर्तते कठोपनिषत् खलु हा इदं सम्यक् अस्ति वस्तुतः नियमाः सन्ति एतद् हा वदामि कदा पुनः यच्छन्ति पुस्तकम् एकं वासरं त्यक्त्वा हा एकं वासरं त्यक्त्वा वा अस्तु किं कर्तव्यं नाम नियमाः सन्ति एतस्मिन् दिनाङ्के एव पुनः दातव्यं प्रत्यर्पणीयं तथा च अत्र भवतः हस्ताङ्कनम् अपेक्ष्यते एकवारं धना धनादिकं किमपि नास्ति पुनः कदा कुर्वन्ति इति वदन्तु तावदेव तदा किं कर्तव्यं नाम धनादिकं भवति पञ्चरूपिकाः ए एकदिनस्य कृते

अस्तु अस्तु हस्ताङ्कनं कुर्वन्तु अत्र

हा रिटेङ्करणे अहमेव अत्र भवामि अत्र पुस्तकस्य अन्तिमपुटे अहं यद् कदा स्वीकृतवन्तः कदा प्रयच्छन्ति इति नाम तथा च दिनाङ्कः लिखितः भवति तद् दिनाङ्के एव आगत्य अत्र एन्ट्रि कर्तव्यं भवति हस्ताङ्कनमपि कर्तव्यं समयः इति नास्ति तद्दिने एव आगत्य पर्त्यर्पणीयम् सायम् अष् रात्रौ अष्टवादने भवति हा अस्तु धन्यवादः हा हा सम्यक् अस्ति संस्कृतटीका अस्ति संस्कृतेनैव वर्तते सर्वं शाङ्करभाष्यं वर्तते इदं अस्तु अस्तु धन्यवादः